पाककला केवलं महिलानां कार्यम् इति न पुरुषाः अपि कुर्वन्ति परन्तु परिवारे सर्वदा महिलानाम् अधिकं दायित्वं भवति पाककलायां यदि गृहे महिलानां स्वास्थ्यं समीचीनं नास्ति तद्गृहे महिलाः न सन्ति कुत्रापि भ्रमणं कर्तुं गच्छन्ति तर्हि तस्मिन् समये पुरुषाः अपि पाकं कुर्वन्ति परन्तु महिलानां यद्यपि पाकक्रिया स्वल्पव्ययेन कुर्वन्ति पुरुषाः अधिकव्ययं कुर्वन्ति तेषां पाकक्रियासमये अधिकम् तैलमपि अपि अपेक्षन्ते परन्तु महिला चिन्तनं कृत्वा व्ययं करोति यदि शतं प्रतिशतं महिलाः एव पाककलाकार्यं कुर्वन्ति पुरुषाः विंशति प्रतिशतम् अहं मन्ये ई पुरुषाः बहिः वृत्तिनिमितं तिष्ठन्ति ते स्वयमपि पाकं कृत्वा भोजनं कुर्वन्ति इति